मह्यं विदूषां भाषणम् प्रवासः स्वच्छता कार्यम् इत्यादिकं बहुदा रोचते यदा बालैः सह भवामि तर्हि तेषाम् उत्साहः मुग्धता सक्रीयता बहुदा रोचते तथैव क्रीडायं महती आसक्तिः अस्ति मम कदाचित् पाक्क्रियायां सहकारं कर्तुं मम मनः वाञ्छति विशेषेण स्वच्छता कार्यं कर्तुम् अपि अहम् उत्सुकः भवामि वस्तुतः सन्दर्भानुगुणम् पठानादिकं मम अत्यन्तं प्रीयकरं कार्यं भवति समस्या निर्वा निर्वाहः अथवा समस्या परिहारार्थं क्रीयमाणः साङ्घिकः प्रयत्नः मया बहुधा इष्यते जनैः सह भूत्वा सामाजिकम् सामाजिकीं समस्यां निवारयितुं मम मनः उत्सहते